हरि ओम् सुजय् खलु सुजयवर्य सुजयवर्य कृपया मम मम प्रकोष्ठं प्रति आगच्छतु आ सुजयवर्य अ आदौ उपविशतु आम् महोदय भवान् नूतनतया शालां प्रति प्रविष्ट शिक्षकरूपेण महान् सन्तोषश्च विषय भवान् सम्यक् पाठयति आ परन्तु अष्टम्यां कक्ष्या कक्षायां तत्र इतोपि पाठा सन्ति ते पाठा अपूर्णा सन्ति विभक्तिविषये पाठ न कृत समासविषये अपि तत्र पाठ न पूरित सन्धि विषये पाठ न कृत एव न न स्पृष्ट एव कदा भवान् समापयति अर्धं वर्षं समाप्तम् तत्र पोषका छात्रा अपि वदन्ति अ सुजयवर्य मन्दं मन्दं पाठं पाठयति इति तत् भवान् कष्टम् अनुभवति वा मम मत्त साक्षिम् इच्छति वा कृपया भवान् नि संकोचतया वदतु

ओ ओ हो हो हो ओ ओ हो हो सत्यं सत्यम्

सत्यं सप्तमी कक्षापर्यन्तं ते न अधीतवन्त इदानीम् अष्टमी कक्ष्यां समप्राप्य ते नूतनतया संस्कृतं स्वीकृतवन्तः सत्यम् एतत्तु महती समस्या जाता खलु एषा महती समस्या जाता आम् अस्तु एत एतस्य आ अस्तु एतस्मिन् विषये भवान् एवं करोतु संस्कृतविभागाध्यक्ष अस्ति खलु केशवाचार्य केशवाचार्यस्य साक्ष्यं स्वीकृत्य अहम् केशवाचार्यं वदामि सोपि अर्धं पाठं स्वीकरोतु अर्धं अर्धसामग्रीं सः स्वीकरोतु अनन्तरं अवशिष्टं शेषार्धं भवान् स्वीकरोतु ये तेन शीघ्रं तत्र पाठ्यसामग्रीं भवन्त भवन्तौ उभौ अपि पूरयितुं शक्नु शक्नुत

ज्ञानं भवेदेव यतोहि ज्ञान न न ज्ञानं विना यदि भवन्त पूरयन्ति चेत् अग्रिमकक्षायां किं कुर्वन्तु किं कुर्वन्ति सोपि कष्टं भवति अत विशे वि विशेषकक्षा स्वीकृत्य भवन्त समापयन्तु अस्तु वा इदानीं मम कृते एकसभा अस्ति अहम् झटिति गन्तुम् इच्छामि अनन्तरं वार्तालापं कुर्म केशवाचार्यं वदति एतत् विषये नमस्ते महोदय